अहम् तर्तुं बहुकालं न किञ्चित् कालं तर्तुं शक्नोमि नद्याम् अथवा सरोवरे द्वित्रिनिमिषं यावत् तर्तुं शक्नोमि अपि च अस् मम गृहस्य पार्श्वे तुङ्गानदी प्रवहति नद्यामहं नित्यं स्नानं करोमि तरणं करोमि अतः इदानिं पञ्च षड् निमिषं पञ्च षड् निमिषम् अपि निमिषात्मकः कालः मया तरणं क्रियते अधुना अपि च नद्याम् तरणाभ्यासः तरणाभ्यासः वर्तते नदी तु वेगेन प्रवहति प्रवाहयुक्तां नद्यां युक्तां नद्याम् अहं तरणं कर्तुं शक्नोमि पञ्चवर्षात् अथवा किं नववर्षात् प्राक् अहं तरणं कर्तुम् अभ्यासं कृतवान् तदानीमारभ्य नद्यां तरणं कुर्वन्नस्मि बहु अत्यधिकः कालः इत्युक्ते पञ्च अथवा सप्तनिमिषाः तावत् कालपरिमितं तावत्कालम् अहं तरणं कर्तुं शक्नोमि अपि च अग्रेपि करणम् एतद् तरणं करोमि किन्तु मध्ये काचन विश्रान्तिरपेक्षिता एवम् अहं नद्यामपि तरणं कर्तुं शक्नोमि सा नद्यां तरणं कर् कृत्वा अभ्यासः अस्ति इत्यतः अहं सर्वत्र बहु स्थानेषु स्थानेषु सागरे सरोवरे इत्यादिषु अपि जलस्रोतेषु अहं तरणं कर्तुं शक्नोमि